माध्यमद्वारा प्रसार्यमाणविचाराः मम प्रान्ते सम्पूर्ण उत्तम व्यवस्थतया जनानां प्रति प्रभावं जनयन्ति समाजस्य संल्लग्नतायां माध्यमस्य भागम् उत्तमरीत्या अस्ति कथमित्युक्ते एकस्मिन् माध्यमे यः विषयः आगच्छति तं विषयं जनाः शृणोति तथा च तत् ते तस्मिन् विषये जागरूकाः तथा तस्मिन् विषये तस्मिन् मार्गे आगच्छन्ति अस्माकं प्रदेशस्य स्थानीयवार्ता वार्तापत्रिका उदयवाणी अस्ति स्थानीयविचाराः तत्र सुष्टु उपपद्यन्ते कथमित्युक्ते अस्माकं प्रदेशः उडुपि तत्र कृष्णमठे यो कार्यक्रमः सञ्जातः तस्मिन् विषये उदय उदय वाणिपत्रिकायां यदि पश्यति चेत् तस्मिन् विचारः तत्र उपलभ्यते पुनः माध्यमेन स्थानीयविचारः मुख्यवाहिनीम् आनीतव्या इति कश्चन विचारः अत्र प्रश्नरूपेण भवद्भिः लिखितमस्ति तत्र मुख्यवाहिन्यां स्थानीयविचारः माध्यमेन आगन्तव्यम् यः कश्चन विचाराः न ततः तत्र विचारस्य स्वादं जनानां प्रति आगन्तव्यम्